मया कष्टतमं चारणम् उजिरेप्रदेशे कृतम् उजिरेप्रदेशे धर्मस्थळसमीपस्थ उजिरेप्रदेशे तत्र जलपातानि सन्ति जलपातद्वयमस्ति तत्र दिडुपेजलपातम् इति एर्माय् जलपातम् इति तत्र दिडुपेजलपातं बहु सम्यगस्ति तत्र ट्रकिङ्ग् इत्यस्य आवश्यकता नास्ति तत्र दिडुपेजलपातं मनमोहकमस्ति किन्तु एर्माय् जलपातं तत्र यदा मया तत्र यदा अहं तत्र गतवान् एर्माय् जलपातमध्ये तत्र सर्पदंशनम् अभवत् तदनन्तरं सहायार्थं यदा अष्टोत्तरशतसंख्याकः दूरवाणीं कृतं तदा आम्बुलेन्स् नागतम् तदनन्तरं यानसहायेण अहमेव वैद्यकीय वैद्यालयं प्रति गत्वा तत्र चिकित्सा चिकित्सा स्वीकृतवान् तदेव मम कष्टतमं चारणमासीत् भारतस्य जनप्रियचारणस्थानानि तावत् हिमालयच हिमालयपर्वतश्रेण्याः ये सन्ति तत्र एवं लडाक् प्रदेशाः तत्र अत्यन्तदुर्गममार्गाः सन्ति लडाक् प्रदेशे तिरुपतिस्थ तिरुपतिस्थ ये अभयारण्याः सन्ति तत्रापि तदपि अत्यन्तजनप्रियचारणस्थानं कर्णाटकप्रदेशे तावत् कोडचाद्रिपर्वत कोडचाद्रि सह्याद्रि एवं मूकाम्बिका अभयारण्यम् इति कोल् अत्र कोल्लूरुमध्ये अस्ति तत्र अरिशिणगुड्डे जलपात अरिशिणगुण्डिजलपातः इति ब बहुमनोहरं जलपातमेकमस्ति एवम् शरावति अभयारण्यम् इति भट्कळप्रदेशे अस्ति एतानि सर्वाण्यपि जनप्रियचारणस्थानानि